सामाजिकपरिवर्तनानां समाजस्य परिवर्तनं समाजे ये निवसन्ति तेषु मानवाः अति महत्त्वपूर्णं वर्तन्ते अतः वक्तुं शक्यते मानवस्य विकासे सर्वकारेण बहूनि प्रकल्पानि प्रारम्भं कृतवन्तः तेषु एकः प्रकल्पः लक्ष्मीभाण्डार्प्रकल्पः लक्ष्मीभाण्डार्योजना महीलानां कृते बृहत्तमयोजना अस्ति अस्याः योजनायाः कृते पश्चिमबङ्गस्य प्रायः त्रयोदशकोटिभ्यः महिलाभ्यः बालिकाभ्यः च सामान्य ओ वि सि समुदायस्य कृते प्रतिमासं पञ्चसहस्रं रूप्यकाणि अनुसूचीतजातिजनजातिसमुदायस्य कृते प्रतिमासम् एकसहस्रं रूप्यकाणि दास्यति अत्र महिलानां सनिर्भरता प्राप्त्यर्थं प्रतिमासं धनं ददाति एतत् साधु अस्ति परन्तु अत्र जाति अनुसारेण धनस्य विभजनम् एतत् असाधुः वक्तुं शक्यते भवनसंरचनारूपाभिवृद्धौ पश्चिम्बङ्गाल् सर्वकारेण बङ्गाल् आवासयोजनां प्रारम्भं कृतवन्तः अस्याः योजनायाः प्रारम्भिक उद्देश्यम् ई डब्लु एस् परिवारेभ्यः स्थायी गृहाणि प्रदातुं वर्तते अत्र आवेदकानां कृते विंशतिसहस्र अधिकः एक लक्षरूप्यकाणि प्रददाति योजनायाः कृते कूलराशिः त्रिवारं समानकिस्तौ प्रदत्ता भविष्यति परन्तु वर्तमानसमये सर्वेषां द्रव्याणां मूल्यम् अधिकं जातम् अतः योजनायाः कूलराशिः अधिकं भवेत् इति मम निवेदनम् अस्ति